हलो गूगुल् अहम् इदानीं तिरुवनन्तपुरदेशे तदा पूजपुरतः आह्वयामि इत्युक्ते मम एकं दोशा म् एकां स्वीकर्तुम् अहम् खादुमिच्छामि तद् समीपे कुत्र प्राप्स्यति इति एकवारं वदति चेत् मम सहाय्यमस्ति एकवारं वदति वा यत्राह्वय कस्मिन् होटल्मध्ये एतद् खाद्यं प्राप्स्यति इति वदतु वा गूगुळ् तद् वदति चेत् महान् सन्तोषः स्वीकर्तुम् इच्छामि अस्तु